कः अस्ति

ओहो किं नाम भवतां किं नाम भवताम् तस्य विषये अस्ति वा आमाम् उच्यताम् हा उच्यतां किं कार्यम्

हा वस्तुतः प्रतिवर्षं तावत् तदर्थं धनं देयं खलु अस्माभिः नाम यस्य यानम् अस्ति ओहो तर्हि यानस्य नाम मारुति ऐट् हण्ड्रेड् मारुति ऐट् हण्ड्रेड् आमामाम् आम् आम् दशावर्षेभ्यः पूर्वमेव अहं स्वीकृतवान् तदा तु नूतनं यानम् अवर्तत ओहो हो तथा वस्तुतः रेजिस्ट्रेशन् पालकाड् जिल्ला तत्रैव आम् अस्तु

हा तदेव तदर्थमेव तद् तदेव सः विषयः सम्प्रति मनसि आगच्छति आमां पुनः ओ रिजिस्ट्रेशन् तत्र हा अस्तु तदर्थं किं करणीयं मया हा आं किं करणीयम् ओहो आम्

ओ हो इति इदं सर्वं भवद्भ्यः प्रदेयमिति आर् सि बुक् आर् सि पुत् हा हा हा परम् अब परम् अत्र कियद्धनं मया प्रदेयं तत्र सामान्यतया प्रायः हा द्विसहस्रं तावद्भवति वा द्विसहस्रं भवति वा तावद्भवति ओहो न्यूनीकरणं नवीकरणार्थं नवीकरणार्थं तावद्धनम् अस्तु अस्तु अस्तु तर्हि कदा अहं भव् भवद्भ्यः दद्याम् ओ हो एवं वा सोमवासरे हा तर्हि आर्सीपुस्तकम् अनन्तरं तत्सर्वं ह्म् पुरातनमेकम् एकं भावचित्रं तत्सर्वं स्वीकृत्य भवद्भ्यः सोमवासरे आगामि सोमवासरे प्रदास्यामि ह्म् कुत्र कुत्र आगन्तव्यं भवन्तः कुत्र भवितारः भवन्ति कुत्र ह्म् अस्तु एषा भविदीया सङ्ख्या खलु अनया सङ्ख्याया मया सम्पर्कः कर्तुं शक्यते अस्तु अस्तु तर्हि सोमवासरे किं प्रातः एव किम् अहं दशवादने आगमिष्यामि अस्तु अस्तु अस्तु इतोपि किमपि वक्तव्यं नास्ति खलु नाम एतद् एतावद्धनं स्वीकृत्य अपि च भावचित्रादिकं स्वीकृत्य आगमिष्यामि भवद्भ्यः प्रदास्यामि ह्म् अस्तु स्थापयामि शुभं स्थापयामि हा